हरि ओम् अद्य जन्वरि मासस्य त्रयोदशदिनाङ्के एव पञ्चवादने अहं केब् कर्तुमिच्छामि अं भवान् डिटेल्स् वाट्सप् मध्ये प्रेषयतु कियत् रूप्यकाणि इत्यादि अपेक्षितम् अनन्तरम् अहं तिलक्नगरे वसामि अत्रतः इतः अहं बङ्गाली स्क्वेर् पर्यन्तं गन्तुमिच्छामि तत्र पर्यन्तं केब् बुक् कर्तुम् इच्छामि मम साकं द्वे जनाः अपि सन्ति तेषां कृते अपि तत्रैव गन्तव्यं कियत् रूप्यकाणि इत्यादिकम् आवश्यकं तद् वोट्सप् मध्ये प्रेषयतु अहमपि मम लोकेन् वाट्सप् मध्ये एव प्रेषयामि भवते